तत्र स्विझर्लेंड् पारिस् इटालि यूरोप् आस्ट्रेलिया यू एस् ए एवं विश्वेस्मिन् इष्टं स्थानम् इति मया उच्यते तत्र सर्वत्रापि मया गन्तव्यम् इति इष्यते